मम शक्तिः नाम मम धैर्यम् एव भवति दौर्बल्यं मम अस्ति मम किं भवति सर्वेषां विश्वासः मम दौर्बल्यम् इति अहं चिन्तयन् अस्मि सर्वेषां विश्वासां करोमि परन्तु पुनः संस्कृ भ शक्तिः नाम मम दृढनिश्चयः मम न नै नैमित्तिक जपं इत्यादिकम् एव मम शक्तिः भवति